मह्यं गृहपशवः समीचीचनतया रोचन्ते कुतः इति चेत् मम गृहपशवः पशुः पशुः पशुः पिकः पिकः मधुरतया कूजति काकः मधुरतया न कूजति अतः अस्य एकः नियमः अपि अस्ति सुभाषितम् अस्ति काकः कृष्णः पिकः कृष्णः को भेदः पिककाकयोः वसन्तकाले सम्प्राप्ते काकः काकः पिकः पिकः इति